ऋषयः मन्त्रद्रष्टारः ते योगसाधनया देवतानां ध्यानं कृत्वा देवतास्वरूपं ज्ञात्वा तत् स्वरूपं मन्त्रेषु उपनिबध्य स्तुतिं कृतवन्तः ते एव वेदाः इति प्रसिद्धाः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः इति चत्वारः वेदाः प्रसिद्धाः सन्ति किन्तु शास्त्रेषु अनन्ता वै वेदा इत्युच्यन्ते बादरायणः तेषाम् चतुर्धा विभागं कृतवान् अतः वेदव्यासः इति प्रसिद्धः मम वेदशाखा तु ऋग्वेदः विद्यते ऋग्वेदे बह बहवः देवताः मुनिभिः संस्तुताः सन्ति अदौ एव अग्निमीळे पुरोहितम् इति अग्निदेवताकस्तुत्या एव ऋग्वेदस्य आरम्भः पुनः विषेशरूपेण इन्द्रः अत्र स्तूयते बहुषु सूक्तेषु पुनः अष्टमे मण्डले सोमः पवमानः इति पवमानरूपसोमदेवतायाः स्तुतिः अपि विद्यते मध्ये मद्ये विष्णुसूक्तरुद्रसूक्तादिषु विष्णुस्तुतिः शिवस्तुतिः गणपतिस्तुतिः अपि दृष्यते एवम् अति विशिष्टः वेदः स्तुतिरूपः विद्यते ऋग्वेदः